अस्माकं ग्रामे प्रतिवर्षे क्रीडा सम्मेलना इति भवति तत्र ग्रामस्थजनाः सर्वे आगत्य भागं गृह्णन्ति तत्र बहुविधाः क्रीडाः भवन्ति ये ये कां क्रीडां क्रीडितुम् इच्छन्ति ते तत्र योजितुं शक्नुवन्ति अतः सर्वे एकं वा द्वयं वा क्रीडे युज्यन्ते एव बहू सम्यक्तया युज्यन्ति अपि क्रीडन्ति अपि सर्वे अनन्तरम् एतत् क्रीडा अस्ति किल अस्माकं मध्ये यत् जातिभेदः वा अन्ये किमपि कोलाहलं वा किमपि अस्ति चेदपि य यदि यदा वयं ए एतादृश क्रीडायां यदि वयं भागं गृह्णामः तदा किमपि अस्माकं मनसि किमपि क्लेशः किमपि अस्ति चेत् अपि निर्गच्छति अतः सामाजिकसम्वहने क्रीडा बहू सम्यक्तया भागं गृह्णन्ति